अत्र अस्माकं प्रदेशे शिशूनां मरणं तावत् अधिकं नास्ति किन्तु तथापि भवत्येव तेभिः शिशुभ्यः व्या बहुविधाः व्याक्सिन् दीयन्ते यदा वयं जानीमः लघु शिशु शिशुभ्यः किं पोळियो इत्यादिकं वयं पूर्वमेव दद्मः तादृश इत्यादयः अस्मकं देशे अपि उपलभ्यन्ते एवं च तेषां शिशूनां पालने सर्वकारास्य बहवः योजनाः अपि सन्ति